अन्तर्जालस्य तथा तन्त्रज्ञानस्य आविष्कारात् संस्कृतभाषायाम् उत्तमपरिवर् उत्तमरीत्य एव परिवर्तितं किमर्थम् इत्युक्ते पूर्वतनकाले पाणिनेः व्याकरणं वयं गुरुकुलद्वारा गुरुद्वारा एव पठितव्यम् आसीत् यः किमपि समस्या आगच्छति चेत् गुरुसमीपे एव गतव्यम् आसीत् परन्तु अद्यः बहवः आप् सन्ति तान् अस्माकं दूरवाण्याम् अवरोप्य तत्समये एव यदा अस्माकम् आवश्यकः तत्समये एव तत्समस्यायाम् एव परिहारं वयं पठितुं शक्यते अन्यदेकं लाभः श्लोकस्य विषये यद्किमपि श्लोकस्य पङक्तिम् वयं जानीमः तद् सम्पूर्णश्लोकं पूर्वं ज्ञातव्यं चेत् कस्यापि विद्वांसः समीपे एव गन्तव्यम् आसीत् परन्तु अद्यतन दिने तथा समस्या नास्ति वयं पङ्क्तिम् अन्तर्जाले टैप् कुर्मः चेत् सम्पूर्णश्लोकः तद् अर्थमपि आगच्छति एतद्दृष्ट्या संस्कृतभाषायां बहु उत्तमपरिवर्तना एव अभवत् इति वक्तुं शक्यते